देशेस्मिन् वर्तमानाः चिकित्सालयाः आरोग्यव्यवस्थाः च सम्यक् सुलभाः च सन्ति पूर्वस्मात् कालात् चिकित्सालयाः बहु उत्तमाः सन्ति चिकित्सालयाः सर्वैः प्राप्तुं सुलभाः सन्ति कोविड् महारोगस्य समये सर्वे गृहे आबद्धाः आसन् कोपि बहिः गन्तुं न शक्तवान्